मम समुदाये तावत् अस्माकम् प्रदेशे तावत् प्रथमं तेषां जातकं पश्यन्ति वधुवरयोः जातकं यदि सम्यक् भवति तर्हि तेषां विवाहः क्रियते तत्र प्रथमम् निश्चितार्थः अनन्तरं शुभलेखानां दानम् अनन्तरम् ततः विवाहकार्याणि आरभ्यन्ते तत्र अन्द्रस्थापनम् इति अस्माभिः उच्यते सः प्रथमः कार्यक्रमः तेन कार्यक्रमेण विवाहकार्यक्रमः आरभ्यते इत्यर्थः तत्र कुटीरस्थापनं कुटीरस्थापनेन तत्कुटीरस्य पूजां कुर्मः त ततः अस्माकं विवाहकार्यक्रमः आरभ्यते तता तत्काले तत् कुटीरे तावत् वधुः वध्वाः अथवा वरस्य कृते स्नानं कारयामः तत्रैव तेषां स्नानं कारयित्वा अनन्तरं ततः पूजाकार्याणि आरभ्यन्ते तेषां पूजां अनन्तरं विवाहे विवाहात् प्राक् तेभ्यः वयम् भिन्नभिन्नजलैः स्नानं कारयामः तत्र क्षीरस्नानम् अनन्तरम् वर्णयुक्तजलस्य स्था स्नानं कुङ्कुमम् अर्षिणञ्च संस्थाप्य जलम् जलस्नानं कारयामः तेन ते शुचिर्भूताः भवन्ति इति अस्माकम् अभिप्रायः अनन्तरं तेषाम् अनन्तरं तेषाम् बहु निश्चितार्था क्रियते निश्चितार्थेन तेषां विवाहः अस्मिन् दिने भवति इति निश्चयं वयं कुर्मः ततः विवाहः यदा जायते तदा तत्र सः यः वरः भवति सः मह्यम् अयं विवाहः एव मास्तु संसारबन्धनम् अनपेक्षितम् इति चिन्तयन् ततः सः काशीं गत्वा सन्यासं स्वीकरोमि इति चिन्तने मग्नः ततः प्रस्थानं करोति तदा मध्ये मार्गं यः वत्सोः पिता भवति सः तम् अवरुद्ध्य एवं भवतः जीवनं सन्यास् सन्यस्तं न स्यात् भवान् मम पुत्रीम् वृणीश्व इति तस्मै स्वपुत्रीं प्रयच्छति तेन ततः पुनरागतः सः वरः तया सह